गीतानि श्रोतुं रुचिः बहु अस्ति प्रतिदिनम् अहं श्रुणोमि एव मम रुचिः सर्वे सङ्गीतप्रभेदान् अस्ति लघु वा भवतु चलच्चित्रगीता वा भवतु शास्त्रीतसङ्गीता वा भवतु वैदेशिकसङ्गीताः अपि अहं श्रुणोमि

शास्त्रीयसङ्गीते एम् एस् सुब्बुलक्ष्मी इत्यादयः भारतीयगायिकाः गायिकाः बहवः सन्ति स्थानीयसङ्गीतेषु अद्यत्वे बहु न्यूना अभवत् कश्चनग्रामे एव इदानीं तत् प्रचलन्नस्ति नगरप्रदेशे तु बहु न्यूनम् अभवत् ग्रामे सोबाने हाडु इति एकतारा ओण्टीतन्तीवाद्यमपि भवति तत्र सोरे बुरुडे दमडि कंसालेपद डोळ्ळुकुणित एतत्सर्वे बहवः तत्र प्रभेदाः सन्ति महदेश्वरस्य उपरि गायनं गीत्वा भिक्षार्थम् आगच्छन्ति तदपि बहु रोचते